पूर्वस्मिन् काले अस्माकं पूर्वजाः ये आसन् ते सर्वेपि चिरजीविनः कुतः नाम ते नगरं तदानीं नगरम् इति नासीत् सम्पूर्णतया वनमेव आसीत् ग्रामः ग्रामम् आसीत् ग्रामः आसीत् तदानीं ते बहुकालं यावत् जीवन्ति स्म कुतः नाम तेषाम् आरोग्यमपि तथैव आसीत् तेषां बलमपि त तथैव आसीत् बुद्धिशक्तिरपि तथैव आसीत् इदानीं नगरप्रवासम् अहं करोमि कृत्वापि तत्र किं वासं कर्तुं न इच्छामि कुतः नाम तादृशनगरे किम् एर् पोल्यूषन् इति यदुच्यते तद् आधिक्येन वर्तते वायुमालिन्यम् इति यदुच्यते संस्कृतभाषायां तद् आधिक्येन वर्तते अपि च तादृशनगरे वयम् आलस्यं प्रदर्शयामः उदाहरणार्थं वयं ग्रामे तु यदा वाटिकायां वा अस्माकं क्षेत्रे वर्धितमेव कादामः परन्तु बहिः तथा नास्ति इदानीं छात्राणां वा पुरुषाणां वा ज्येष्ठानां सर्वेषाम् आरोग्यं तेषाम् हस्ते नास्ति कुतः नाम यत्किम्ब यत्किञ्चित् खादन्ति इति कृत्वा तथा आरोग्यं ते पालयितुं न शक्नुवन्ति पुनः ग्रामे यदि वयं तत्र उषितुं शक्नुमः तर्हि ततः सिटीं प्रति आगत्य तत्र शाकादिकं क्रेतुं शक्नुमः नास्ति चेत् स्व हस्तेन वर्धितं यद् शाकादिकं नाम स्वश् स्वक्षेत्रे तादृशं खादयितुं शक्नुमः इति कृत्वा तादृशग्रामे एव किं वासं कर्तुम् इच्छामि न तु नगरे नगरे प्रवासं कर्तुं शक् प्रवासः कर्तुं शक्यते यत् अनुभवः अनुभवः प्राप्त्यर्थं परन्तु ग्रामः एव समीचीनः इति कृत्वा तादृशस्थाने एव आरोग्यरक्षणं प्रामुख्यं जीवने इति कृत्वा तादृशस्य तादृशस्य आरोग्यस्य तादृशग्रामे एव रक्षणं कर्तुं शक्यते इति कृत्वा ग्रामः एव सम्मीचीनः इत्युक्त्वा